गतेषु वर्षेषु भारतीय अर्थव्यवस्था सम्यक् रूपेण वर्धिताः तस्य कारणं यदस्ति यदि कोपि ग्राहकः आपणे गत्वा किमपि साहित्यं गृहित्वा यदा व्यापारी जनाः ग्राहके तस्य मूलं वदति चेत् ग्राहकः डिजिटल माध्यमेन तद्धनं तत् मूलं व्यापारस्य यद्व्यापारी भवेत् तस्य बेङ्क कोषमध्ये स्थापयन्ति तत् कारणेन डिस्कौण्ट् इति लभ्यते कस्मिन् चित् वस्तूनि उपरि तथा च व्यापारे व्यापारीकराः ये जनाः सन्ति ते स्व स्थानात् पश् द्रष्टुं शक्नोमि यदि अस्माकं बेङ्क कोषमध्ये कति रूप्यकाणि आगच्छन्ति न तु आगतं आगच्छन्ति वा न वा इति स्वस्थानेषु सः व्यापारिजनाः द्रष्टुं शक्यते इति कारणेन डिजिटल् बेङ्किङ्ग् माध्यमेन वित्तक्षेत्रे अपि बहु परिवर्तनं जातमस्ति गतवर्षे गतेषु वर्षेषु तथा च अर्थव्यवस्था अपि सम्यक् रूपेण वर्धिता अस्ति तस्य मुख्यकारणमेव यत् ग्राहकः एव व्यापारी जनाः पार्श्वे गच्छति चेत् यत्किमपि वस्तूनि क्रीणाति चेत् तस्य धनमपि डिजिटल् माध्यमेन पूरयन्ति इति तस्य कारणमेव